हा स्वाती वा हा इदानीम् उभयोः प्रश्नान् पृच्छति

वदतु प्रश्नान् पृच्छति वा न वा

आमां सत्यम् नास्ति तथा इति न वक्तुं न शक्यते किन्तु तथा हैदराबद्नगरं पूर्वं बहु पूर्वमेव आरब्धमासीत् यदा उस्मान् इत् परिपालनात् पूर्वमिदं प्रजा तथा आङ्ग्लाः इङ्ग्लाण्ड् जनाः यदा आगताः आङ्ग्लीयाः तदा पूर्वमेव तत् महान् नगरमासीत् इदानीं वृद्धिः सञ्जायते इदानीम् इदमिदम् इत्युक्ते पूर्वमेव वृद्धिः जाता इदानीम् ऐटी रङ्गः तथा बहु प्रसिद्धः जातः तत्र तदा भारतदेशे पञ्च महानगरेषु एकः एव तद् अन्यतमः इति

उद्देशमस्ति एकं तत् किमर्थमित्युक्ते तत् तत्र हैदराबाद्नगरे एकं चित्रम् इत्युक्ते एकं चि हैदराबाद्नगरम् इत्युक्ते एकं चित्रं दर्शयन्ति सर्वदा तत् चार् मिनार् इति चार् मिनार् बहु पुरातनं यद् यद् नवाब्जनाः तथा निर्मितवन्तः चार् मिनार् इ इति तत्र तस्य बहु इत्युक्ते तत् किम् अस्ति इष्टिकाः इष्टिकाः सम्बन्धितविषयान् स्वीकृत्य तत् निर्मितवन्तः बहु पुरातनम् इदानीं फ़िफ़्टीन् सेञ्चुरि फ़िफ़्टीन्त् इत्युक्ते फ़ोर् त्रिहन् टु आङ्ग्लजनैः पूर्वमेव आङ्ग्लजनैः यदा पालितवन्तः तत् निर्मितवन्तः तथा नवाब्जनाः निर्मितवन्तः अतः हिस्टारिकल् प्लेस् तत् अनन्तरं तत्र पार्श्वे यदि फ़िफ़्टि जनानां फ़िफ़्टिथौसण्ड् जनानां कृते नमाज् कर्तुम् एकं बहु बृहत् शाला इत्युक्ते नमाज् कर्तुं नाम मन्दिरं निर्मितवन्तः तदपि हिस्टारिकल् प्लेस् एव तद् द्वयमपि चार्मिनार् पार्श्वे भवति इतोपि हा हा तत् इत्युक्ते नेगेटिव् अधिकतया जातम् इति मम चिन्तनं किन्तु इदानीम् ऐ ऐ टि बहु आगतं हा पुनः वा बहवः परिश्रमाः समागताः तत्र एकस्य राज्यस्य राजधानीम् अभूत् पूर्वमेव आसीत् किन्तु बहु विश् हैद्रा हैद्राबादः न हैद्राबादः इति नाम आसीत् पूर्वं भाग्यनगरम् इति पूर्वं ना पूर्वस्य नाम अनन्तरं हैदराबादः रा नवाब् परिपालनानन्तरं हैदराबादः इति नाम हैदर् इति नाम नाम्ना प्रसिद्धः जातः तत् हैदराबादः स्टेट् इति आसीत् सप्रेट् इतः पूर्वम् तेलङ्गणा इति नास्ति हैदराबादः स्टेट् इति आसीत् तद् रा रायचूरः पर्यन्तं तत् स्टेट् विस्तारेण आसीत् ततः बहु परिणामं परिश्रमाः सञ्जाताः इदानीम् ऐ ऐ टि सञ्जातः बहु साफ़्ट्वेर् सः बहु डेवलप्मेण्ट् जातम् इदानीं तत्र

तदा वक्तुं न शक्यते किन्तु स सर्वे जनाः भवन्ति तत्र प्रायः निम्नवर्गीयापि भवन्ति उन्नतवर्गीयाः अपि भवन्ति तत्र अधिकतया कार्यं ये कुर्वन्ति सिटि इदं सिटिवद्भवति किल अतः कार्यं ये कुर्वन्ति तेषां भुक्तिः लभ्यते तत्र ये ये उन्नताः उन्नताः इत्युक्ते आर्थिकव्यवस्था येषां भवति ते तत्रैव सन्ति जीवनं यापयन्ति तथा भवति साफ़्ट्वेर् अपि तथा डेवलप्मेण्ट् भवति ओके ओके ओके रैट्